मम क्षेत्रस्य राजकौन्सलर् अस्ति मनुस्वामीमहोदयः सः अस्माकं असोसियेशन्मध्ये आगत्य अस्माकं कष्टान् सर्वान् श्रुतवान् तदनन्तरं कष्टनिवारणार्थं य क् यत् किमपि आवश्यकम् आसीत् तत् सर्वं कृतवान् अस्माकं कृते बहु साहायमपि कृतवान् अस्माकं मार्गे बहु बहु भिन्नभिन्नः भग्नः मार्गः मार्गं भग्नं कु ब भग्नम् अभवत् तत् सर्वं समीचीनं कृतवान् तदनन्तरम् अस्माकम् एलेक्ट्रिसिटी स्तम्भाः सर्वे मार्गस्य अधः एव मा मा मार्गस्य अन्तः एव स्थापितवान् तादृशम् अस्माकं कृते अधिकाः स् अधिकम् अधिकं साहायं कृतवान् महोदयः